महाभारतं महर्षिना वेदव्यासेन विरचितो इति संशयः नास्ति अत्र विशाल ग्रन्थे महाभारतस्य भीष्मपर्वणि श्रीमद्भगवद्गीतायां विद्यते भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञानकर्मभक्तिविषयकः उपदेशो गीतायां प्रदत्तः अस्यां गीतायाम् अपि अष्टादश अध्यायाः सन्ति अतः महाभारतस्य एताकर्त् एककर्तृकत्वविषये महान् विवादः आधुनिकेषु वर्तते इदं मम अभिप्रायः